नमस्ते आम् आम् सुविवाहः इति संस्था तत्र विवाहस्य आयोजनार्थम् अस्ति एषा संस्था

ओ एवम् अ सम्यक् ओ अस्तु अस्तु अवगतम् तर्हि अ मुख्यतया त्रयः कार्यक्रमाः इति भवन्ति वरपूजा इति पूर्वस्मिन् दिने भवति विवाहस्य पूर्व आ विवाहात् पूर्वं भवति अनन्तरं विवाहस्य दिने कार्यक्रमद्वयं भवति अस्तु वयं जानीमः वयं तु पञ्चशताधिकान् विवाहान् कारितवन्तः आयोजनं कृतवन्तः आ उत्तरभारते अपि अस्माकं शाखा वर्तते अतः वयं जानीमः भवत्याः इदानीम् आवश्यकता का अस्ति इदानीं भोजनव्यवस्थादिकम् अस्माभिः एवं करणीयम् वा ओ अस्तु उत्तमम् आ निश्चयेन महोदये आ निश्चयेन भवत्याः इदानीं कुलपुरोहितः अस्ति चेत् वयं वस्तूनां संग्रहणं कृत्वा यद्यद्वस्तु अपेक्षितं भवति तानि सर्वाणि आनयामः नोचेत् अस्माकम् समीपे बहवः सन्ति जनाः आ अत्र अतिथिसत्कारार्थं पृथक् व्यवस्था अपि अस्ति अनन्तरं भोजनादिकं दर्शयितुं पाचकाः सन्ति अनन्तरं तत्र पुष्पगुच्छानां निर्माणं कर्तुमपि जनाः सन्ति पौरोहित्यमपि वयं निर्वाहमः यदि आवश्यकता अस्ति चेत् यथा भवति सूचयति तथा वयं कुर्मः तस्य विषये अस्माकम् उपरि दायित्वं ददातु तत्र भवत्याः समस्या एव न भवति वयं तु चर्चां कुर्मः तस्मिन् विषये इदानीं द्विशत जनाः भवन्ति चेत् अतिथयः एकस्य दिनस्य कृते लक्षद्वयम् इति अस्माकं मापनम् अस्ति आ यदि अधिकाः जनाः भवन्ति तत्र अधिकं धनं अपेक्षते परन्तु चिन्ता मास्तु महोदये भवती एकवारं के हां निश्चयेन अस्माकं संस्थायाः कार्यालयम् अपि आगन्तुं शक्नोति नो चेत् भवत्याः समयानुकूलं वदति चेत् वयम् एव गृहम् आगत्य सर्वं निश्चयं कृत्वा चर्चामपि कृत्वा अस्माकं विज्ञापितपत्रम् अपि दर्शयित्वा गच्छामः

अस्तु तर्हि धन्यवादः